अहं तु सर्वमेव पक्तुम् इच्छामि तत्र विशिष्य दक्षिणभारतीयम् इतोऽपि उत्तरभारतीयञ्च बहु रोचते तत्र उत्तरभारतीयं तावत् पक्तुं ईषत् सरलमस्ति इति मम अभिप्रायः सर्वत्रापि प्रायः रोटिका समाना भवति यावदहं जानामि तत्र इतोऽपि विशिष्य ईषत् तत्र पन्नीर् बटर् मसाला अन्यथा इतोऽपि तत्र गोबि मञ्चूरियन् इत्यादिकं तावद् सर्वं प्रसिद्धमस्ति सर्वत्र कर्तुमपि तथा क्लेशः नानुभूयते शीघ्रं कर्तुं शक्यते च पन्नीर् रैस् फ्रैड् रैस् इत्यादिकं सर्वं अहं यूट्युब् इत्यादिकं दृष्ट्वा पक्तुम् इच्छामि तत्र दक्षिणभारतीयमपि अहं कदाचिद् अकरोम् परन्तु तथा सम्यक् रुचिः नागता यतोहि माता प्रत्यिहं तदेव गृहे पचतीति कृत्वा तदहं करोमि चेत् रुचिः अन्यादृशिः एव भाति